ई शिक्षणम् अथवा औनलायिन् शिक्षणं विक् शिक्षणे अथवा अध्ययने एलेक्ट्राणिक् प्रौदिकी उपयोगः भवति अधिकांशं कार्यं कर्तुं जनाः स्वक्ष् स्वशिक्षणार्थम् ई शिक्षणसुविधानाम् उपयोगम् कर्तुं शक्नुवन्तः ई शिक्षणस्य अवधारणं प्रथमवारं सी बी टी प्रणाली गोष्टियं प्रयुक्ता आद् अधुना भारतस्य ई शिक्षणविरणम् अमेरि अमेरिक्यादेशस्य पश्चाद् द्वितीयं बृहत् जातं भारतस्य ई शिक्षणे विषये चक्रवर्तिः वर्षग वृत्तितो वृत्तिः भविष्यति इति अपेक्षा अस्ति